हरिः ओम् एतत् आरक्षककेन्द्रं वा नमस्ते भगिनि मम नाम वेदा इति मम अहं श्रिङ्गेरीविभागे निवसामि अस्मिन् भागे केचन बालकाः आगत्य मम देवत्मध्ये परिवारे ये वसन्ति ते तासां बालिकानां बहु पीडयन्ति तस्य विचारे अहम् आयोजनं दातुमिच्छामि

आं सत्यं सत्यं षण्मासादारभ्य वयम् एतद् अनुभवन्तः स्मः अतः एकवारं चिन्तयित्वा मम न वक्तुं प्रयत्नं कृताः परन्तु मम गृहे अपि मम पुत्री बालिका अस्ति परन्तु तद् गत्वा साक्षात् वदामि चेत् पुत्र्याः किमपि पीडनं भवति इति कारणतः अहं किमपि न उक्तवती सः आरक्षणद्वारा एव तत् संरक्षणं करणीयमिति चिन्तयित्वा अद्य भवतां सम्पर्कं कृतवती अस्मि

अयो अत्रागन्तव्यं वा

अय्यु भगिनि वयं ब्राह्मणाः स्मः मम पतिः अपि हस्तकाः सन्ति अहम् एव मास्य आरक्षितस्थानम् आगतं चेत् मम पतिः किमपि वदति भगिनि अतः किञ्चित् कष्टमेव भासते अन्यद्यपि मार्गः अस्ति वा नो चेत् अहम् एवमेव दूरवाणीमेव वदामि

अस्तु अस्तु इदानीं भगिनि अहम् एवम् आगत्य आवेदनं ददामि चेत् तद् अग्रे मम पुत्र्याः वा मम कुटुम्बस्य वा कोऽपि समस्या न भवति वा मम नाम अग्रे न आगन्तव्यम् ओ

मास्तु भगिनि एतद् किं लघुः हा आ आ हा इदानीं वयं महिलाः अपि मार्गे अटितुं न शक्नुमः भगिनि तादृशं शिलाखण्डेन ताडयन्ति किमपि वचनानि वदन्ति यानानि आगत्य मार्गे स्थापयित्वा उपविश्यन्ति एतादृश्यः लघु लघु पीडाः एव अतः किञ्चित् सर्वदा वयम्

अस्तु भगिनि इदानीं तत्र आगत्य कं मेलनीयं भवत्याः नाम भवती खलु कियत्पर्यन्तं भवति भगिनि आरक्षिकायाम्

अन्येन भवन्ति चेत् पेषन् सन्ति तर्हि इदानीम् अन्य समयः इति न शक्नोति वा इदानीम् एतस्मिन् सन्दर्भे एव आगन्तव्यम् इति अस्ति वा

अस्तु आगश आगमिष्यामि भगिनि अवश्यं भवतीभिः एतादृश्यः समस्यायाः निवारणं करणीयमेव ते अग्रे अस्माकं किं ग्रामे विभागे ते वासः न करणीयं तादृशं तेषां समस्या निर्मूलनं भवत्या कृत्वा दातव्यम् इति प्रार्थनीयं भगिनि सत्यं ते कन्नडभाषायां न वदन्ति संस्कृतभाषां न वदन्ति भिन्नभाषया न वदन्ति अतः कुतः इति वयं न जानीमः परन्तु प्रतिदिनं सायं रात्रौ इत्युक्ते किञ्चित् कस्तमेवत्र सञ्चारः हा अस्तु अस्तु अवश्यम् आगच्छामि मिलामि भगिनि धन्यवादाः सहकारं दत्तं धन्यवादः नमस्ते नमस्ते